दूरस्थितेषु एकान्तेषु ग्रामक्षेत्रेषु च निवसतां जनानां कृते क्रीडा क्रीडाः मनोरञ्जनस्य उद्भिन्नतानिवारणस्य उपायत्वेन कथं कार्यं कुर्वन्ति इति क्रीडा कर्तुं ग्रामात् स्थानं न भवति तत्र स्वयमेव स्थानं स्थानं कर्तव्यं भवति अनन्तरं यदा अस्माभिः बाल्यकालात् स्मः तदा अस्माभिः अहमपि ग्रामस्य ग्रामस्य जनः ग्रामस्य एकं जनः यदा अस्माभिः क्रीडार्थं क्रीडा क्रीडालयं गच्छामः तदा स्वयमेव तत्र क्लीन् कर्तव्यं भवति स्वयमेव तत्र जलं दातुमिव भवति यदा अधिकं धूपं धूपः भवति तदा अनेन ग्रामात् यदा अरण्यं भवति तत् अरण्यस्य कर्तनं कृत्वा अस्माभिः तत्र क्रीडास्थानं कर्तुं क्रिडास्थानं कुर्मः

क्रीडा तत्र एव अस्माभिः क्रीडा किम् अनेन अस्माभिः तत्र कबडि अनन्तरं कन्दुकक्रीडा तत्र क्रीडा क्रीडितुं क्रीडा कर्तुं शक्यते